नमस्ते ऊबर् अहं अद्य विद्यापीठात् अलिपिरि गन्तुं भवतां यानं बुक् कृतवान् तत्र गमनात् प्रागेव मया धनमपि समर्पितमस्ति ओन्लैन् द्वारा मम फोन्पे द्वारा परन्तु इदानीं कारणान्तरवशात् तत्प्रयाणं मम परिवर्तितमस्ति अतः मम प्रयाणं केन्सल् कुर्वन्नस्मि इत्यतः मया यत्प्रेषितं धनं तत् मम फोन्पे अकौण्ट् मध्ये अथवा मम अकौण्ट् संख्या एवं वर्तते द्वि पञ्च नव षट् इत्येवम् अत्र प्रत्यर्पयन्तु कृपया